सामान्यतः इदानीं लोके तु यः श्रीमान् भवति सः यः निर्धनिकः वर्तते तस्य तेन सह सम्भाषणं न करोति यतः तस्य कृते अहङ्कारः भवति अहं श्रीमान् अस्मि इति परन्तु क्रीडा इमां अहं क् इमम् अहङ्कारं निवर्तयति कथं नाम इदानीं कबडि क्रीडामः तत्र तु यदि अग्रिमः अग्रिमं गृह्णीयात् तर्हि तस्य पादं गृह्णीयात् तथा केवलं सः यः अग्रिमः वर्तते तस्य पराजयं कर्तुं शक्नुमः एवञ्च तत्र क्रीडा अपि सम्पन् सुसम्पन्ना भविष्यति एवञ्च एतयोः अभेदः नाम अहम् उच्चस्थः सः नीचस्थः इत्यादिभावाः अपि निर्गच्छन्ति अतः एव इदानीं लोके सङ्घः उत्पन्नः वर्तते सः च सङ्घः भेदभावः न भवेत् जनैः सह इति भावनया एव क्रीडादिकं सङ्घे आनीतं वर्तते एवञ्च क्रीडायाः अयमपि उपयोगः वर्तते अस्माकं देहस्य संरक्षणं सम्यक् कर्तुं शक्यते इति कुतः कथं नाम इदानीं क्रीडादिषु धावनं धावनीयं भवति एवञ्च लङ्घनीयं भवति इत्यादिकार्यं यदि कुर्मः तर्हि शरीरस्य स्वास्थ्यं रक्षयितुं रक्षितं भवति एवञ्च मनसः अपि पालनं सम्यक् कर्तुं शक्नुमः क्रीडा क्रीडया